अधुना तु सर्वेषां जीवने अन्तर्जालस्य तन्त्रज्ञानस्य सम् असाधारणं महत्वम् अधुना भवति यथा अन्तर्जालद्वारा वैद्यस्य मेलनं निश्चितं कर्तुं शक्नुमः वैद्यस्य समयप्राप्तिः कदा गन्तव्यं न गन्तव्यम् इति असुविधा इति न भवति तेन कारणेन औषधम् अन्वेष्टुमपि तस्य सहायं भवति अथवा समीपस्थं चिकित्सालयं ज्ञातुं सहाय्यं भवति स्पेसिफ़िक् किं चिकित्सालयम् आवश्यकम् कं चिकित्सालयम् आवश्यकं तस्यापि अन्वेषणं सम्यक्तया कन्तुं कर्तुं शक्नुमः इति सर्वं सहायं तन्त्रज्ञानेन वैद्यकीयक्षा क्षेत्रे भवति अहं मन्ये